प्रवासः इति पश्यामः चेत् भिन्नभिन्नरीत्या अत्र मम यात्रा भवति प्रवासः भवति कथम् इत्युक्ते एकं तु मम कौटुम्बिककारणेन प्रवासः भवति अन्यथा अहं तु संस्कृतभारत्यां तु कार्यकर्ता अस्मि तन्निमित्तं प्रवासः इति भवति आम् अहं तु प्रायशः सकृदपि अहम् तत्र यात्रां करोमि एव तत्र कथम् इत्युक्ते वर्गचालनार्थं मेलनं चालयितुं नोचेत् कुत्रचित् अस्माकं मेलनं भवति तत्र भागं स्वीकर्तुम् इति भिन्नभिन्नरीत्या अथवा सम्पर्कं कर्तुं सम्पर्कस्थाने प्राप्तिः इति विषये सर्वं तत्र कदाचित् मम प्रवासः भवति कौटुम्बिकम् इति पश्यामः चेत् कदाचित् परिवारजनैस्सह अहम् अत्र भागं स्विकर्तुं मम यात्रा भवति